एषः महोदयः सम्यक् यत् अहम् आर्डर् कृतवानासम् तत् दत्तवान् अस्ति अस्य समयः तु योग्यः वर्तते योग्यरूपेण सम्भाषणं कृत्वा वित्तञ्च स्वीकृत्य गतवान् बहु सम्यक् अस्ति योग्यः जनः एतस्य विषये मम उत्तम अभिप्रायः वर्तते